क्रीडाविषये सर्वेभ्यः उत्साहः भवति एव यदा यः क् यः कश्चन क्रीडातत्परः अस्ति तस्य मनस्थितिः उत्साहपूर्वकत्वेन भवति यदा किमपि कार्यं कुर्वन् भवामः कार्यालये तत्र यः मनस्थितिः क्रीडा क्रीडा क्रीडा कुर्वन् क्रीडा कुर्वन् समये भवति सः मनस्थितिः कार्य कार्य कर का कार्यकरणसमये न भवति तस्मात् इदं ज्ञातुं शक्यते यदा क्रीडामः चेत् मनस्थितिः सुधारिता भवत्येव न त एव मनस्थितिः कार्यं कार्य क्रियमाणे सत्यपि भवति चेत् तदा कार्यमपि सम्यक्तया भवति निराशादायकं किमपि मनस्थितिः न भवति इति वक्तुं शक्यते